हरिः ओम् नमस्ते हा अहं गायत्री एव कम्प्लेन्कर् ह नमस्ते नमस्ते आरक्षक अहं मम नाम गायत्री अहं द्विचक्रिकया मन्दिरम् आगच्छ्त् आगतवती मन्दिरं मन्दिरस्य समीपे एव द्विचक्रिकां स्थापितव स्थापितवती प् सा सार्ध सा सार्ध एकवार एक घण्टां मन्दिरस्य समीपम् अहं आ मन्दिरस्य समीपम् अस्ति सार्ध एक एक घण्टा म पर्यन्तं मम मन्दिरस्य बहिः आगतवती किमपि मम द्विचक्रिकां न दृष्टवती अद्यैव अद्यैव एतत् अभवत् अहं हा अहम् एतं प्रातःकाले आगतवती अत्र इदं समे इदानीं समयः ब ब द्वादशवादनं तः अस्ति अतः मम अद्य मम ब् दृष्टवती ब द्विचक्रिकां इतस्ततः दृष्टवती परन्तु न ब् दृष्टवती समीपं जा पृच्छत् पृच्च् पृ पृष्टवती पृष्टवती एतत् अ इ मन्दिरस्य समीपं एतत् प पूजां क क्रीणा पूजां आप् पूजा आपणाः तस्य आपणस्य समीपे कार्यं कर्तुं मनुष्यः मनुष्यः एनम् अहं सूचितवती यत् तस्याः अपि न ब् ज्ञातव् ज्ञातं कृपया मम कम्लेण्ट् लिखतु

मम अहं मम य मम यानं होण्डा आक्टिवा अस्ति मरून् कलर् मध्ये रक्त रक्तवर्णम् अ म अपि रक्तवर्णम् अस्ति सङ्ख्या डि एम् लेवेन् एम् फ़ोर्टीन् त्री नैन् टु सिक्स् कोपि कोपि न कोपि नास्ति कोपि नास्ति नास्ति हा पेटिका अ अन्तः एव अस्ति

कृपया मम दूरवाणीसङ्ख्याम् एव स्वीकरोतु महोदय कृपया ब द्वि नैन् एट् फ़ोर् डबल् ज़िरो सिक्स् एट् फ़ोर् सिक्स् एट् मम दूरवाणीसङ्ख्या कृपया काल् करोतु कृपया कम्प्लैण्ट्

अस्तु सम्यक् अस्तु महोदय द्विदिनस्य अनन्तरम् अहं मन्दिरस्य नाम अडेयार् मध्ये अनन्त पद्मनाभस्वामि मन्दिरस्य समीपं

आगच्छति एकः आपणः अस्ति आपणस्य समीपं मम स्ता अहं स्थापितवती धन्यवादः द्विदिनस्य अनन्तरं मम अहं प्रति प्रति एकवारम् आ आगतवती द्वि द्विदिनस्य अनन्तरम् अहं पुनः एकवारं आगमिष्यामि ह धन्यवादः